किं भोः किमर्थं मम भोजनं विलम्बेन आनीतम् मम अतीव तृषः असीत् भोजनं कर्तव्यमेव आसीत् मम स्वादुरोगमपि वर्तते किमर्थं विलम्बेन आनीतम् वदतु भोः किमर्थम् किं तत्र याने किमपि दोषो वर्तते वा तथा नाम मार्गे किमपि दोषाणि सन्ति वा नाम ट्राफ़िक् इत्यादिकम् आसीद्वा वदतु किमर्थं विलम्बेन आनीतम् अस्तु विलम्बेन तु आनीतं खलु अहं खादामि परन्तु अग्रे एतत् न कर्तव्यं शीघ्रतयैव आनेतव्यम् किमर्थं चेत् मम अतीव तृषो वर्तते हा अस्तु तद् दास्यतु अहं धनमपि न्यूनं दास्यामि हा प्रथमं खलु हा पु पूर्णमेव दास्यामि अग्रे एतत् न दास्यामि